अहं यत्र निवसामि तत्र अतिदुर्गमप्रदेशः वर्तते तस्य प्रदेशस्य दुर्गमताकारणात् तत्र यक् या किमपि सर्वकाराणां योजना वर्तते तेषां सम्यक्तया परिणामकता तत्र न दृश्यते सर्वकारस्य योजनायां बालकानां कृते यत्किमपि लिखितं वा यत्किमपि तैः नियोजितं वर्तते तत्सर्वं तस्य प्रदेशस्य दुर्गमताकारणात् तत्र पर्यन्तं न गच्छति तस्मात् तस्मिन् अस्माकं तस्मिन् प्रदेशे अपौष्टिकतायाः समस्या अत्यन्तदृढतया दृश्यते एव तत्र सर्वेभ्यः शुद्धं जलं तथा च स्वस्थ आहारः न लभ्यते तेषां परिवेशे इदानीं स्वस्थं स्वस्थः आहारः शुद्धं पेयजलं च न गच्छति तस्मात् तत्र बालेषु अपौष्टिकतायाः समस्या अस्ति इयं समस्यायाः परिहारं परिहरणं कर्तुं शक्यते किन्तु तत्र सर्वकारस्य तथा च समाजसेवकानां तथा च ये तत्र निवसन्ति तेषाम् वनवासिजनानाम् अपि इच्छा अत्यन्तमहत्त्वपूर्णा अस्ति जनाः चिन्तयन्ति यत् ये वनवासिनः वर्तन्ते तेषु एव बालेषु अपौष्टिकतायाः समस्या इति नास्ति ये सिटि मध्ये वा नागरीके वा प्रदेशे निवसन्ति तेषु अपि बालेषु अपौष्टिकतायाः समस्या दृश्यते एव यत्र स्वस्थः आहारः शुद्धं पेयजलं न यैः न प्राप्यते तैः त तत्र सर्वत्र एतत्तु दृश्यते एव तस्मात् यदि एतस्याः समस्यायाः परिहरणं कर्तव्यं चेत् तत्र शुद्धं पेयजलं जनैः प्राप्तव्यं तथा च स्वस्थः आहारः अपि तैः प्राप्तव्यः